मम प्रदेशे राजस्थानपत्रिका दैनिकभास्करः समाचारजगत् दैनिकनवज्योतिः इत्यादिकाः वार्तापत्रिकाः लभ्यन्ते मम इष्टतमः लेखकः अस्ति कपूर् चन्द् कुलिशः यः खलु राजस्थानपत्रिकायाः सम्पादकः आसीत्